द्वाविंशत्यदिकपञ्चशतोत्तरचतुर्विंशतिः चतुर्विंशतिसहस्रम् एकशतोत्तरम् एकशतोत्तरं चतुरः चतुर्विंशतिसहस्रं त्रयोविंशतिसहस्रं लक्षम् एकशतोत्तरम् एकशतोत्तरचतुर्विंशतिसहस्रं नवलक्षं चतुर्विंशत्यधिकं अधिकनवशतं नवशताधिकम् एकसहस्रम् एकं लक्षं चतुर्विंशत्यधिकं चतुर्विंशतिः द्वात्रिंशत्